समीपस्थेषु महाविद्यालयेषु पाठ्यक्रमाः तु बहवः सन्ति यथा विज्ञानविषयः कमर्स्विषयः आर्ट्स्विषयः तादृशाः बहवः विषयाः अपि सव् अत्रत्यमहाविद्यालयेषु सन्ति छात्राः महाविद्यालये पठित्वा अग्रे विश्वविद्यालयं प्रति गच्छन्ति सः विश्वविद्यालयः अपि अत्रैव अस्ति अतः राज्यात् बहिर्गमनार्थं छात्राणाम् अवसरः गन्तव्यं न भवति बहिर्गमनं छात्राणां कृते न आवश्यकता न भवतीति धन्यवादः